अरे भोः अहं वेङ्कट् साई अस्मि विंशतिः निमिषपूर्वम् अहं बुक् कृतवान् पुरुशवाकं गन्तव्यम् इति अन्नानगर्तः पुरुशवाकं गन्तव्यम् इति भवतः ओला प्रति अहं बुक् कृतवान् भवान् तद् कन्फ़म् अपि पिकप् कन्फ़म् कृतवान् दूरवाणीम् अपि भवान् भवतः पूर्वमेव कृतम् अहम् आगच्छन् अस्मि आगच्छन् अस्मि आगच्छन् अस्मि इति उक्तवान् परन्तु एतावत् भवान् न आगतवान् भवान् कुत्र अस्ति इति अपि मया ज्ञातुं न शक्यते तत्र म्याप् यद् दृश्य दर्शयति समीपे अस्ति इति एव दर्शयति परन्तु भवान् कुत्र अस्ति इति प्रथमं वदतु भवान् कदा आगच्छति कियत् समयं स्वीकरोति इति वदति चेत् अहं क्यान्सल् कृत्वा अहं लोकयाने वा नो चेत् अन्य अन्यत् चालकं प्रति वा अहं दूरवाणीं कृत्वा बुक् कर्तुं शक्नोमि एका ओला इति संस्था अस्ति भवान् तत्र चालकरूपेण कार्यं करोति भवान् एतादृशं विलम्बं कर करोति चेत् भवतः प्रति अनन्तरं कम्पणी प्रति अपि एकं दुर्प्रभावम् प्रबावम् इति एकं भवति कृपया शक्यते चेत् शीघ्रम् आगच्छतु न चेत् न इति वदतु नो चेत् क्यान्सल् कुरोतु करोतु तर्हि अहम् अन्यत् पश् द्रष्टुं शक्नोमि